हरिः ओम् नमस्ते हा वदतु किम् आवश्यकम् अस्ति वा सर्वे आगमिष्यन्ति वा पानीयजलं वा कूपिजलं मम हस्ते पञ्चलिटर् अस्ति पञ्चलिटर् कूपी जलमस्ति भवत्याः कृते किं का किम् आवश्यकम् ह इदानीम् इदानीम् पञ्चलिटर् कू कूपी जलस्य त्रीणि कूपी आवश्यकं मम मम अहमेकं कार्यार्थं मुडोर् पारमद्ये गतवती अहम् आगमम् आगमिष्य अनन्तरं मम आगमन अन्तरम् अहं नेष्यामि भवत्याः गृहे अहं नेष्यामि चिन्ता मास्तु अहम् अद्य सायङ्काले आ आनीय आनयामि अद्य अहं सायङ्काले एव मुडगूर्पारतः आगमिष्यामि अनन्तरं भवत्याः गृहे जलम् आनयिष्यामि चिन्ता मास्तु पञ्चलिटर् पञ्चलिटर् जलस्य मूल्यं शतं रूप्यकाणि शतं रूप्यकाणि

हा प्रदमम् अहं त्रीणि कूप्यानि आनयामि अन्तरमहं त्रीणि कूप्यानि आनयामि पर्याप्तं खलु भवत्याः सर्वे किं विशेषः भवत्याः गृहे विवाहः वा सङ्गीतकार्यक्रमः वा आस्ते अस्तु अस्तु अस्तु सम्यक् सम्यक् चालयतु भवति चिन्ता मास्तु जलस्य विषये चिन्ता मास्तु भवति अस्तु